मम वृत्तिः वर्तते अध्यापकवृत्तिः अहं सर्वदा एतत् चिन्तयामि किम् इत्युक्ते अहं यद् पठितवान् तत् सर्वम् अहम् अन्येषां कृते बोधनीयम् अन्येषां कृते तत् सर्वं प्रापणीयम् इति चिन्तयित्वा अहं सर्वदा सर्वत्र सर्वविधरीत्या सर्वक् कलासु विषये च अहं बोधयामि पुनश्च तेषां कृते सर्वाङ्गीणविकासम् कथं कर्तव्यं छात्राणां कृते इति सर्वदा सर्वत्र चिन्तयामि तेषां सद्विद्या सद्बुद्धिः सदाचारः सत्सङ्गः प्रज्ञाशक्तिः मेधाशक्तिः कथं वर्धितव्या कथं ते समाजे भाव्यं कथं तेषां जीवनं भवेत् इति अहं चिन्तयामि एतदेव मम जीविका वर्तते मम आजीवनं बोधनमेव कर्तव्यम् इति मम बहु इच्छा वर्तते अतः अहं सर्वदा छात्राणां हिताय एव जीवनं करोमि सर्वदा छात्राः सर्वोत्तमाः भवेयुः इति चिन्तयित्वा एव तेषां कृते बोधयामि अध्यापनम् अध्ययनम् इत्यत्र बहु उत्तमतया सम्बन्धः वर्तते गुरुशिष्ययोर्मध्ये सम्बन्धः बहु प्राचीनकालात् एतत् सम्बन्धः आगतं वर्तते अतः एतत् वंशानुक्रमः इत्यपि उच्यन्ते अतः गुरुः अन्धःकारं न निवार्य प्रकाशज्योतिं सः प्रज्वालयति अतः गुरुः इति बहु उत्कृष्टः शब्दः वर्तते अतः अहं तादृशीं पदवीम् अलङ्कर्तुम् इच्छामि अतः मम हव्यासः पुनश्च वृत्तिः एव बोधनकार्यं वर्तते